अद्य मम सख्यः मम गृहम् आगच्छन्त्यः सन्ति अतः तासाम् कृते किञ्चिन्नूतनं दातव्यम् इति चिन्तितम् मम कृते तु किमपि कर्तुं न आगच्छति अतः भवताम् आपाणे किम् अद्यतनं बहु किं स्पेशल् अस्ति तत् किञ्चित् प्रेशयतु कृपया समये प्रेशयतु मध्यान्हे द्विवादनात् प्राक् ते आगच्छन्त्यः सन्ति अतः तेषां भोजनसमये सम्यक् अत्र प्राप्तव्यं वर्तते अद्यतनं बहु विषेशः कः वर्तते भवताम् आपणे तदेव प्रेशयतु महोदय